स्वबालकानां विद्यालयशुल्कम् इत्युक्ते नाम विद्यालयः गुरुकुलमिति भिन्नं भवति गुरुकुलं नाम भारतीय आर्षविद्यायाः रक्षणं वर्धनम् इत्यादिकं यत्स्थानं भवति गुरुकुलं भवति विद्यालयः नाम सामान्यं सामान्यविद्यालयः आधुनिकविज्ञानस्य पाठनं यत्र भवति तद् सामान्यविद्यालयः इति वक् वक्तुं शक्यते तत्र तु शुल्कं दातव्यं भवति सामान्यविद्यालये इत्येवम् इदानीम् शिक्षणव्यवस्था तु सम्पूर्णं क्रयणविक्रयणरूपा एव जाता अस्ति इत्यतः तत्र शुल्कमित्यादिकं स्वीकर् दीयते य यदि अस्माकमेव शाला अस्ति तर्हि शुल्कं स्वीक्रियते इत्येवं आधुनिकविज्ञानं यत्र पाठ्यते तत्र तु शुल्कं स्वीक्रियते दीयते एव किन्तु गुरुकुले शुल्कम् इत्यादिकं न स्वीक्रियते यतोहि अस्माकं शास्त्रे विद्या वासः भोजनम् अपि च वैद्यकीयव्यवस्था इति निश्शुल्कं दातव्यम् इत्यस्ति अतः अस्माकं गुरुकुलेषु पाठरा पाठशालासु इत्येवं शिष्यकुलेषु कृषिकुलेषु शुल्कं न स्वीक्रियते उचितं उचितरूपेण एव विद्यादानं भवति भोजनदानम् एवं वासदानं अनन्तरम् आरोग्यव्यवस्थादानम् इत्यादिकं सर्वं भवति इत्यतः विद्यालयाः एवं गुरुकुलानि इति भिन्नरूपेण चलन्ति